आम् अहं स्वयं चालित अनुमानं वा गूगल् मेप् उपयोगं कृतवान् ते समीचीनाः एव सन्ति परन्तु शतं प्रतिशतं शुद्धं रूपेण प्रकटयितुं नैव शक्यते षष्टिसप्तति प्रतिशतं शुद्धं प्रकटयति मया बहुधा गूगल् मेप् इत्यस्य उपयोगः अपि क्रियते गूगल् मेप् द्वारा इतस्ततः भ्रमितुं नूतनं स्थानम् अटितुं शक्नोमि

गूगल् मेप् द्वारा गन्तव्यं स्थानं प्रति गन्तुं शक्नोति अहम् अपि बहुवारं गूगल् मेप् इत्यस्य व्यवहारं कृतवान् बहुत्र अपरिचितस्थाने गत्वा अपरिचितस्थानस्य परिचयं प्राप्तवान् गूगल् मेप् गूगल् मेपस्य मार्गदर्शनं नवप्रतिशतं समीचीनं भवति